अहम् एकं कार्यानं बुक् कर्तुम् इच्छामि मम मातापितरौ मण्ड्यानगरे कर्नाटके वसन्ति तत्र नन्दा तियेटर् नन्दा चित्रमन्दिरमस्ति तस्य समीपे ते तिष्ठतः तौ तिष्ठतः तत्र गत्वा तान् तौ स्वीकृत्य आनेतव्यमस्ति अहमत्र चेन्नै नगरे ऐ ऐ टि मड्रास् मध्ये वसामि तदर्थं कार्यानम् अपेक्षितमस्ति कृपया तत्र गत्वा तौ आनीय चेन्नैनगरे मम गृहं प्रति आनेतव्यं भविष्यति मम गृहं चेन्नैनगरे गिण्डि पार्क् गिण्डि पार्क् क्रोकोडैल् पार्क् इति प्रसिद्धम् अस्ति तज्जानाति इति मन्ये ततः ऐ ऐ टि मड्रास् यु महाविद्यालयः आगच्छति साक्षात् गिण्डि पार्क् पाश्वे कान्सर् इन्स्टिट्युट् अस्ति तस्य पार्श्वे ऐ ऐ टि महाविद्यालयः आगच्छति ऐ ऐ टि मध्ये विद्यालयस्य अन्ते यदा आगच्छति प्रथमं वै पोइण्ट् दृश्यते तत्र अन्यमार्गं मा स्वीकरोतु परिवर्तनं किमपि नास्ति वै पोइण्ट्तः साक्षात् स् सि साक्षात् मार्गमेव स्विकरोति चेत् तत्र सि साक्षात् किञ्चित् कालमागच्छतु आरम्भे एकं मन्दिरं पश्यति एवम् अग्रे आगच्छतु अनन्तरं दक्षिणपार्श्वे कम्युनिटि हाल् भवति अनन्तरं किञ्चित् अ अग्रे गच्छति चेत् व् वामभागे शोपिङ्ग् सेण्टर् अस्ति तत्र तन्मध्ये शोपिङ्ग् सेण्टर् अनन्तरं कम्युनिटि हाल् तयोः मध्ये एव एकः अन्तः गच्छति मार्गः बृहद् चत्वारि भवनानि द्रष्टुं शक्नोति भवान् बृहद्भवनानि सन्ति तत्र मुल्लै भवनं मम भवनं भवति मुल्लै भवने अन्ते पञ्चमाट्टे मम गृहम् अस्ति पञ्चम अट्टेम् अट्टे अस्ति म मुल्लै भवनं प्रति आगच्छतु आहूय मां आह्वानं ददाति चेत् कोल् करोति चेत् अहमागच्छामि कृपया एतस्य मूल्यं किं भवति इति कृपया सूचयतु अनन्तरं सङ्ख्यामपि ददामि स्थापयतु नव चत्वारि चत्वारि द्वे चत्वारि षट् चत्वारि पञ्च एकम् एकं अस्तु एतद् निश्चयं यदा भवति तदा यः आगच्छति ड्रैवर् तस्य सङ्ख्यामपि मम कृते प्रेषयतु अहमपि तस्य विवरणानि स्वीकृत्य स्थापयामि धन्यवादः